पशुविषये अन्त्यसंस्कारः स्थितेः वयं माता गोमाता एव पश्यामि इदं प्रश्नम् अस्मिन् काले बहूनि चर्चा वर्तते तद् तद् किमिति प्रश्नानां प परिचरणं किम् किं कर्तव्यम् इति वयं जनाः आधुनिकजनाः न्यू जनरेशन् जनाः न जानीमः किं कारणम् इत्यादिप्रश्नानां वयं पशु

पशुः अमृतं कौ मिल्क् इत्यादीनां न्यूनं भवति बहु औषधम् औषधकरणानां सन्ति कौ मिल्क् इत्यादीनां अल्पानाम् अस्माकम् इन्द्या महाराजे पशुः गोमाता अस्ति वयं गोमाता इति पशूनां विशेषणं कुर्मः